अहम् एकं केटल् स्वीकृतवान् तत् पूर्वं मम सन्देहः आसीत् अर्ध लिटर् वा एकं लिटर् स्वीकरोमि इति किन्तु एकं लिटर् स्विकृतवान् तत्तु बहु सम्यक् अस्ति तस्य बहिः तत् लोहः अपि बहु स्ट्रोंग् अस्ति बहु शीघ्रम् उष्णं भवति अतः बहु सम्यक् अस्ति तत् बहुकालं वेट् कर्तव्यम् इति न भवति बहु शीघ्रं उष्णं भवति अतः बहु सुलभाय अस्ति मम बहु कार्यार्थम् आगच्छति तत् यदा कक्षां गच्छामि तत् पूर्वमेव एकस्मिन् निमेषे एव तत् बहु उष्णं भवति अतः एतत् तत् प्रोडक्ट् बहु सम्यक् अस्ति आनन्दः अस्ति तेन